अहम् एकदा लद्दाकक्षेत्रे गतवान् तत्र इन्धनप्रपूरितानि पात्राणि स्वीकृत्य एव गन्तव्यं भवति यतोहि तत्र इन्धनस्थानस्य न्यूनता वर्तते यदि इन्धनस्थानकं न लभ्यते चेत् इन्धनाऽभावात् यानं स्थगितं भविष्यति तथा तत्र शाकाहारिभोजनम् अपि प्रायः न लभ्यते तर्हि मैगी इत्येव निर्माय भुक्त्वा एव समयः याप्यते शौचस्तु बहिः एव उत इन्धनस्थाने कर्तव्यम् इति ममानुभवः